विंशतिदिनाङ्कः जून् मासे चतुर्विंशत्यधिकद्विसहस्रवर्षम् पञ्चदशदिनाङ्कः एप्रिल् मासे पञ्चविंशत्यधिकद्विसहस्रं वर्षम् द्वादशदिनाङ्कः मार्च् मासे चतुर्विंशत्यधिकद्विसहस्रं वर्षम् सप्तदशदिनाङ्कः जून् मासे चतुर्विंशत्यधिकद्विसहस्रं वर्षम् एकादशदिनाङ्कः जून् मासे चतुर्विंशत्यधिकद्विसहस्रं वर्षम्